पुराकालीनगीतानां इदानीन्तनगीतानां च बहु भेदाः वर्तन्ते यतः शब्दप्रयोजने साहित्यनिर्माणे च पूरा पुरातनकालगीतानां बहु प्रौढसाहित्यनिर्माणम् आसीत् इदानीं गीतेषु पुरातनरागाः अपि उपकुर्वन्ति अतः अधुना क्रियाशीलता बहु न्यूनम् अस्ति अनेकेषु अहं पुरानकालीनगीतानाम् इष्टं करोमि यतः तेषु बहु रमणीयं गीतं रचितम् आसीत्